युद्धकलाशिक्षणं एकं महनीयं कार्यमस्ति युद्धकलया

मम शरीरस्य मम परिवारस्य च संरक्षणं कर्तुं शक्नोमि अनया अहं विदेशेषु प्रातिभागं स्वीकर्तुं शक्नोमि तथा च ये युवानस्सन्ति तानहं युद्धकलायां प्रवेष्टुं सूचयामि

युद्धकलाशिक्षणद्वारा यः कोपि जनः स्वकीयं परिवारस्य देहस्य च रक्षणं कर्तुं शक्नोति